यस्मात् सर्वकारीययोजनात् मम तु लाभः प्राप्तः एव कि कथम् इत्युक्ते आवास् प्रधानमन्त्री आवासयोजना निमित्तं मम गृहे मम समीपगृहे ज जनाः एका बालिका आसीत् तस्याः गृह पुन पुनरुद्धारणं सर्वम् एतत् रीत्या कृतम् आसीत् आसीत् एतादृशं सर्वकारीययोजनात् जनाः बलं प्राप्नुवन्ति प्राप्नुवन्ति का स्कालर्शिप् वा भवतु विद्यालये वा भवतु कलालये वा भवतु एतस्य प्रयोजनं सर्वे यच्छन्ति स्म विद्यालये तत् पठनार्थं कलालये तत् पठनार्थं पाठनार्थं वा भवतु कार्यालये कार्यकरणार्थं वा एतत् सर्वं सर्वकारीययोजनाः सर्वे जनाः तत् प्रयोजनं प्राप्नुवन्ति स्म सर्वे एतस्य प्रयोजनं करोति साहाय्यं तत् बहु साहाय्यं भवति जनानां कृते